समीपस्थानि नगराणि गन्तुं यद्यपि अत्र कतिपयरेलयानानि बस्यानानि च लभ्यन्ते किन्तु रेलयानानान्तु समयः नियतः अस्ति पुनश्च तत्र आरक्षणं विना महान् सम्मर्दः भवति तस्मिन् सम्मर्दे गमनम् अत्यन्तम् अरुचिकरं वर्तते बस्यानेषु अपि एतादृशी एव समस्या वर्तते आरक्षणं विना तत्र गमनं क्लेशाय एव भवति